हरिः ओम् महोदय अहं नूतनं क्यु एल् इ डि दूरदर्शनं भवतः आपणात् क्रीतवान् परन्तु अहम् असन्तुष्टः अस्मि कारणानि इदानीं वदामि प्रकाशः सम्यक् नास्ति दृश्यव्यवस्थापि सम्यक् न वर्तते शब्दव्यवस्थापि न सम्यक् नास्ति परन्तु अहम् एकलक्षरूप्यकाणि अहं व्ययं कृतवान् एतस्य दूरं द दूरं दूरदर्शनस्य विषये परन्तु अहम् अत्यन्तः असन्तुष्टः अस्मि कृपया कारणानि भवन्तः वदन्तु धन्यवादाः